आधुनिकजगति संस्कृतभाषाभाषिणां समस्याः बह्व्यः प्रदृश्यते आधुनिकजगति अधुना आङ्लभाषा गुरुत्वम् अधिकं दीयते एवञ्च विज्ञानविषये अधिकं गुरुत्वं दीयते यस्य कारणेन संस्कृतभाषायाः गुरुत्वं अतिन्यूनं भवति संस्कृतभाषा अधिकम् न वदति संस्कृतस्य प्रभावः अपि अधिकं नास्ति संस्कृतम् अधिकं जनाः अपि वक्तुं न शक्नोति एवञ्च न जानान्ति कुत्रापि वदति चेत् जनाः एवं विस्मितः भवति कि तत् किं वदामि परन्तु संस्कृतम् अस्माकं सर्वप्राचीनभाषा अस्माकं सर्वभाषाणां जननी भवति संस्कृतं तथापि संस्कृतं सर्वे जनाः वक्तुं न शक्नोति प्रायशः अपि न करोति तस्य कारणेन संस्कृत भाषायाः समस्या अधिका दृश्यते